मुद्राणां सङ्ग्रहेण जीवनशिक्षणं बहु प्राप्तम् अस्ति यद्यपि अन्येषां कृते तस्य मूल्यं स्यात् परन्तु मदर्थं तु तानि नाणकानि मुद्राणि अमूल्यानि सन्ति ताभिः सह अहं भावनया भावनया बद्धा अस्मि मुद्राणां सङ्ग्रहेण जीवने पठितं यत् लघु लघु विषये कथं सन्तोषम् अनुभु तव्यम् इति पुनश्च एकम् एकं नाणकं क्रीत्वा अद्य मम समीपे नाणकानां राशिः वर्तते तेन मया पठितं यत् लघु लघु प्रयत्नं कृत्वा वयं महती साधनां कर्तुं शक्नुमः